हरिः ओम् आम् आं नमो नमः आं वदतु ओ समीचीनं अस्तु तर्हि वदतु यत् अस्माकं विद्यालये ये नवागताः शिक्षकाः आगताः सन्ति तेषां कौशलवर्धनाय वयं किं किं कर्तुं शक्नुमः

आं सत्यं

इतोऽपि यदि तेषां शिक्षकाणां कृते शास्त्रशिक्षणं प्रदीयते पुनः तेषां कथं शिक्षणं कारणीयं तत्र चैल्ड् डेवलप्मेण्ट् मध्येऽपि किञ्चित् वयं तत्र ते तान् तत्र बोधयितुं शक्नोमि वा यत् कक्षायां गत्वा तत्र छात्राणां मानसिकीं स्थितिं दृष्ट्वा कथम् इतोऽपि तत्र शिक्षणस्य प्रभावम् उत्कृष्टतया परिवर्तयितुं शक्यते एवं कर्तुं शक्यते न वा

सत्यं सत्यम् इतोऽपि तत्र वयं तत्र स्मार्ट् बोर्ड् इतोऽपि तत्र दृश्यश्रव्याणि ये उपकरणानि सन्ति उपकरणानि ता ते तेषामपि अधिक अधिक प्रयोगेण तत्र विषयस्य अवबोधनम् इतोऽपि सहजतया कारयितुं शक्नुमः एतस्य कृते मम विचारः अस्ति चिन्तनम् अस्ति यत् एकां कार्यशालां वयम् आयोजयामः यत्र नवागतानां शिक्षकाणां प्रशिक्षणं भविष्यति पुनः तेन सह अस्माकं ये पुरातनीयाः सन्ति तानपि वयं तत्र प्रशिक्षणं दद्मः येन अस्माकं विद्यालयस्य इतोपि पठनस्य तत्र स्तरंम् उन्नतं भविष्यति भवती किं चिन्तयति अस्मिन् विषये

आम् आं तर्हि कदा प्रारभ्य कर्तुं शक्यते इति किं किमपि चिन्तयति न वा

सत्यं तर्हि भवती एकं कार्यं करोतु अन्येषां शिक्षकाणां तत्र मता मतं तत्र श्रुत्वा एकं निर्धारणं करोतु यदि तदा भवितुं शक्यते पुनः कियत् दिनात्मकम् अर्थात् तत्र पञ्चदिवसात्मकम् अथवा सप्तदिवसात्मकं भवितुं शक्यते तत् सर्वं कृत्वा एकं भवती एकं रिपोर्ट् भव् भवती तत्र निर्मातुं पुनः

अस्तु धन्यवादः